नमो नमः आम् अहं यहावि एव वदामि ओ एवं वा कस्य विवाहः अस्ति समीचीनं समीचीनं ओ एवं वा परन्तु तस्मिन् समये अहं मम ग्रामं गच्छामि अहं जान्वरी मासस्य दशमे दिन् दिनाङ्के गच्छामि अहं फ़ेब्रवरी मासे एव आगच्छामि एवम् एवम् अवश्यम् आगच्छामि मम विशस् तस्य कृते अवश्यं ददातु आम् आम् ए इदानीं तु अहं अत्रैव अस्मि किमपि सहायता अपेक्षते चेत् अवश्यं वदतु एवम् एवं मम मम अहमपि वस्तूनि क्रेतुम् इच्छामि अहम् आगच्छामि भवत्या सह सह कस्मिन् समये गन्तव्यम् अद्य आम् आम् आम् अद्य गच्छामः आम् अहं जानामि तत्र एकः समीचीनः आपणः अस्ति तत्र अहं नयामि आगच्छतु तत्र समीचीनं सर्वं वस्त्राणि सर्वं मिलति आम् आम् अवश्यक अ अवश्यं करोमि तद् एकम् आपणम् अस्ति तस्मिन् पार्श्वे एव गिफ़्ट् शाप् अपि अस्ति तत्र सर्वं समीचीनं लभ्यते अस्माकं एकः बान्धवः अस्ति तस्यः एकः पाचकः अस्ति अहं वदामि तं सः समीचीनं पाकं करोति आम् आम् अव अस्तु अहं करोमि अहं तस्य दूरवाणी सङ्ख्याम् अपि भवतीं प्रेषयामि एवं तर्हि अद्य सायङ्काले गच्छामः वा आम् आम् अत्रैव भवामि अस्तु तर्हि मिलामः